नमस्ते सुप्रभातं अस्तु वदतु किम् आवश्यकम् अहम् अद्य रेकोर्डिङ्ग् नास्ति इति कारणाद् अहं फ़्री अस्मि आम् कारणं किम् अस्ति तव स्वरः भग्नः अस्ति पुनरेकवारं वदतु इतोपि भवत्याः स्वरः भग्नः अस्ति अत्र रेञ्ज् मास्तु भोः स्वल्पं गन्तुं शक्नोति वा तत्र र तत्र रेञ्ज् नास्ति नास्ति आ श्रूयते इदानीं वदतु

भवन्तः कस्य प्रकारस्य ब भवतः चित्रं करण्या क्रिणन्ति भोः तत्र रेञ्ज् नास्ति भोः नास्ति न श्रूयते अस्तु अपि इदानीम्

आम् सहायं चिन्ता मास्तु भोः अहं सहायं करोमि श्वः तद् वयं डिस्कस् करिष्यामि तत् उचितं खलु

किं लेखनीयम् इति किं लेखनीयमिति मिस् आ आ आ ओके ओके अस्तु धन्यवादाः श्वः मिलामः